ओ हो महोदयः अहं तु अत्र आगतवान् नाम भवद्भिः मां त्यक्तम् अत्र किन्तु मम सविधे अधुना नाम रूप्यकाणि न सन्ति रूप्यकाणि सन्ति किन्तु साक्षात् रूप्यकाणि न सन्ति तद् सर्वमपि यु पि ऐ मध्ये एव अस्ति भवतां सविधे यदि गूगल् पे वा अथवा फ़ोन् पे अस्ति चेत् अहं ततः एव रूप्यकाणि ददामि भवतां समीपे अस्ति चेत् वदन्तु